नमस्ते स्विग्गि अहम् इदानीम् एकम् आर्डर् कृत्वान् तत्र अहम् एकं पिज्जा आर्डर् कृत्वान् तत्र तेन साकम् अहम् एकं मिष्ठान्नम् अपि इच्छामि अतः तेन सह मिष्ठान्नम् अपि योजयतु तत्र रस्मलाय् इति मिष्ठान्नं योजयित्वा आ मम आर्डर् अत्र शृङ्गेर्यां मेणसे ग्रामे राजीव्गान्धि परिसरस्य छात्रावासं प्रेषयतु